यत् मया एकं सास् आनीतं तत्र यदा मया तत् उद्घाटितं ततः बहु दुर्गन्धः आगतः अतः मया दृष्टं चेत् तस्य पेकेजिङ्ग् सम्यक् नासीत् तत्र एकः छिद्रः आसीत् तेन वायुः अन्ते मध्ये गतः तेन कारणेन तत्र दुर्गन्धः आगतः एवञ्च मया तत्र इन्ग्रीडियन्ट्स् अपि दृष्टं तत्र येन अधिकं फ़ेट्स् भवन्ति ते पदार्ताः तत्र तु तेषां पदार्थानां तत्र उपयोगः कृतः आसीत् अतः तत् बहु सम्यक् नास्ति इति मम कृते अवगतम् एवञ्च तस्य स्मेल् अपि बहु दुर्गन्धितः आसीत् अतः तत् सम्यक् नास्ति इति अवगतम् एवञ्च टेस्ट् कृते अपि बहु दुर्गन्धितः आसीत्